अहं पाकप्रतियोगितायां दूरदरशनकार्यक्रमे भागं न आवहं यूट्युब् मध्ये अपि वीडियो नास्ति परन्तु भिन्नभिन्न प्रान्तस्य पाकं कर्तुम् इच्छामि कर्णाटकस्य आन्द्रप्रदेशस्य उत्तरभारतस्य च पाकस्य रुचिः मह्यं रोचते तदर्थम् अहं कदाचित् यूट्युब् विडियो दृष्ट्वा नूतनपाकं करोमि एवं नूतनं प्रयोगं कर्तुं इच्छा वर्तते भयं तु नास्ति